माध्यम वा माध्यमद्वारा प्रसार्यमाणाः विचाराः मम प्रान्ते बहु शीघ्रं प्रभावं जनयति जनयन्ति किमर्तम् इत्युक्ते अत्र तेजस्वी सूर्या एम् पी अस्ति अनन्तरं रवि सुब्रह्मण्यम् एम् एल् ए अस्ति ते तौ बहु शीघ्रम् अत्र नगरस्य संवर्धने कार्यं कुर्वन् अस्ति अत्र तु बहुनि उद्यानवनानि मन्दिराणि निर्मिताः सन्ति नगरम् अपि बहु स्वच्छतया एतत् संरक्षणं कुर्वन् अस्ति अस्माकं तु स्थानीयवार्तापत्रिका अत्र प्रजावाणी अनन्तरम् आङ्ग्लपत्रिका डेक्कन् हराल्ड् सर्कुलेट् भवति अत्र तु स्थानीयविचाराः माध्यमेन बहु शीघ्रम् गच्छान्ति किमर्थम् इत्युक्ते किमपि कम्प्लेन्ट् कुरु करोति चेत् पब्लिक् शीघ्रम् एतत् कार्यं भवन्ति धन्यवादाः कार्यम्